सर्वे आसनानि नम्यतायाः बलस्य च वर्धने अनुकूलानि भवन्ति प्रथमतः सूर्यनमस्कारः वर्तते एतत् आसनम् अस्माकं सम्पूर्णदेहस्य कृते सहाय्यं करोति अन्यः हलासनः धनुरासनः वक्रासनः सन्ति कपालभाति अन्य लघु लघु एक्ससैज़् वयं शाला समये कृतवन्तः ते सर्वे अपि नम्यतायाः कृते अपि बलस्य वर्धने कृते अपि भवति बालाः पुशप्स् इति वदन्ति तत् अपि बलस्य वर्धने सहाय्यं करोति एव अतः वयं सर्वदा

इच्छा